भारतीय प्रजाप्रभुत्वे अतीवकुत्सितः अभिप्रायः मम वर्तते अत्र मल्टिपार्टि सिस्टम् यद्वर्तते तन्नदमीचीनम् अतः मम भारतीयराजनीतिव्यवस्था न रोचते तव इष्ट मम इष्टतमः राजनेता मोदि एव यदि मोदि लभ्यते तान् एतद्विषयमेव प्रष्टुम् इच्छामि अत्र जुडिषियल् व्यवस्था सम्यक् नास्ति लीगल् व्यवस्था लीगल् द्वारा एव सर्वम् अन्यायं क्रीयते तत्र अन्यायं कृत्वा कोर्ट् मध्ये स्थापयित्वा दिनानि यापयन्ति अतः तत्र तेषां शिक्षा न भवति एतावत् दौ दौष्ट्यं कुर्वन्ति ते बहिरेव अटन्ति जैल् न गच्छन्ति अतः भारतीयराजनीतिव्यवस्था न समीचीना यत्र जुडिशियल् व्यवस्था शीघ्रं तत्र सत्यं बहिः आनीय शिक्षां ददाति तदा एव समीचीनम् स्यात्